तादृशः अवसरः लभ्यते चेत् अहं

भारतीयवस्त्रं धृत्वा मन्दिरस्य पुरतः वा अन्यत्र कुत्रापि एवं देवालयः कुत्रापि सन्ति चेत् तस्मिन् पुरतः दृष्ट्वा स्थित्वा छायाचित्रं स्वीकर्तुम् इच्छास्ति मम अतः अहं तदेव करोमि मम छायाचित्रद्वारा भारतं दर्शयितुम् अवसरं प्राप्नोति चेत् एवं करोमि नास्ति चेत् अहं एवमेव मम कम्फ़ोर्टेबल् ड्रेस् किम् अस्ति तत् धृत्वा अहं गच्छामि तत्र कत्वा अहं छायाचित्रं स्वीकरोमि छायाचित्रस्वीकरणे मम तावत् क्रेज़् नास्ति चेदपि अहं चित्रं स्वीकरोमि इत्युक्ते अहं गतवती खलु तत्र तत् नम्बर् स्थापयितुम् अहं स्थापयामि तादृशमस्ति मम छायाचित्रग्रहणं छायाचित्रद्वारा भारतं दर्शयितुं तत् छायाचित्रद्वारा भारतं दर्शयितुम् न शक्नोमि अहं गत्वा एव कर्तुं शक्यते खलु अतः अहम् एवं करोमि पुनः भारते छायाचित्रं कुत्र कुत्र इति इत्युक्ते अहम् इदानीं शृङ्गगिरौ वसामि अत्रैव कर्तुं शक्नोमि अतः अत्रैव छायाचित्रं स्वीकरोमि तादृशं क करोमि अतः मम छायाचित्रविषये एवमेव एतदेव चिन्तयामि एवमेव भवत्येव तादृशमस्ति अस्माकं कार्यम् एवं भारतस्य भारते छायाचित्रविषये अहम् एवमेव उक्तवती